हरिः ओम् महोदय भवान् केशकर्तकः वा एवम् एवम् एवं मम विवाहः अस्ति दिनद्वये त्रये वा तदर्थम् अहं केशकर्तनमिच्छामि आं परन्तु मम केशाः सरलाः न तो एवं सम्यक्तया न भवन्ति यदा कङ्कतं करोमि तदा समीचीनरित्या संस्कारिताः न भवन्ति भवान् किं कट् करोति मम केशानाम् उपरि किं स्टैल् करोति एवम् ईव् इतोपि इतोपि किम् इतोपि इतोपि अन्यद् इतोपि मिल्ट्रि कट् इत्यादिकं नास्ति वा एवम् यद् किमपि समीचीनं भवति तद् करोतु यतो हि अहं मया तु न ज्ञायते मया न ज्ञायते कथं तद् मम केशाः कथं समीचीनाः दृश्यन्ते इति ते बहु असरलाः सन्ति एवम् एवं मया बहुवारं यत्नः कृतः सरलीकर्तुं परन्तु नैव जाताः वराकाः एवं मां पीडयन्ति अहं बहुवारं शाम्पू इत्यादिकमपि करोमि तथापि ते असरलाः एव भवन्ति आं भोः एवमेव फ़ेस् मसाज् अपि करोति वा तद् सं समीचीनमहं दृश्येम विवाहः वर्तते मम हा जनाः मां दृष्ट्वा किञ्चिद् नाम मा हसेयुः मम मम प्रभावः सम्यक् भवेत् जनानाम् उपरि

कति रूप्यकाणि स्वीकरोषि भवान् सर्वं कर्तुम् त्रिशत शि त्रिशतम् एवम् इतोपि मम श्मश्रु अपि वर्धिता अस्ति तदर्थमपि किञ्चिद् करोषि वा एवं त्रिशतरूप्यके त्रिशतं रूप्यकेषु एव भवति खलु सर्वम् एवं धन्यवादः